अस्माकं भारतदेशे वा उत सम्पूर्णविश्वे त्रिसहस्रं भाषाः ततोपि अधिकाः भाषाः वदन्ति तत्र सर्वासां भाषाणां जननी भवति संस्कृतभाषा संस्कृतभाषां देववाणी गीर्वाणवाणी सुरभारती इत्यादिभिः नामभिः अपि उच्यन्ते तत्र संस्कृतभाषा ताद्दृशी परिपूर्णा भाषा सुसंस्कृता वर्तते यत्र प्रकृतिप्रत्ययद्वारा शब्दानां निर्माणं भवति यत्र चतुस्सहस्रं पाणिनेः अष्टाध्यायी अष्टाध्याय्याः सूत्राणि धातुपाठः च एवम् अत्र संस्कृतभाषायां ए एकस्याः क्रियायाः एव बहवः तत्र एकां क्रियामेव बहुधा वक्तुं शक्यते एताद्दृशी परिपूर्णा भााषा वर्तते संस्कृतभाषा